चतुर्विंशत्यधिकद्विसहस्रं तमे वर्षे ज़ून् मासे त्रयोविंशतिः पञ्चविंशत्यधिकद्विसहस्रतमे वर्षे मे मासे एकविंशतिः षड्विंशत्यधिकद्विसहस्रतमे वर्षे जूलै मासे चतुर्विंशतिः सप्तविंशत्यधिकद्विसहस्रतमे वर्षे जनवरी मासे पञ्चविंशतिः पञ्चविंशतिः अष्टविंशत्यधिकद्विसहस्रतमे वर्षे फ़ेब्रवरि मासे त्रयोदशः